आं पुस्तकानि अतिरिच्य मासिकान् ब्लाग् विशेषेण वार्ता पत्रम् अहं पठामि तेषु आकाशवाणी इति अन्यतमा तस्य माध्यमेन अहं प्रतिदिनं तस्य आप् माध्यमेन देशविदेशस्य वार्तां जानामि एवं च यूटूब् आप् माध्यमेन वार्ताम् अपि ज्ञास्यामि सम्भाषणसन्देशं पठामि वार्तावलीं पठामि योगवाणीं पठामि श्रुतिशोभनं च पठामि